रामायणग्रन्थस्य अन्तः रामस्य चरितमस्ति किं किं नाम प्रथमं तु तेषां बाल्यकथा तदुत्तरं विवाहः कथं धनुर्भङ्गं कृतवन्तः तदुत्तरं पुनः विवाहः जातं त रामः रामसीतयोः कथं नाम तत् धनुः आसीत् तत् धनुः आसीत् तद् भग्नं कृतवन्तः रामः तत्तु बहु बहवः राजानः सन्ति आसन् तत् कारणात् तद् कोपि न उत्थापितवन्तः कथं नाम तेषां बलमपि आसीत् किमर्थं न उत्थापितवन्तः इदं प्रश्नः आसीत् तत्र पुनः श्रीरामः श्रीरामः गतवन्तः ते एकस्मिन् वारमेव धनुः उत्थाप्य भग्नं कृतवन्तः तद् कारणात् सीतामाता इतोपि रामः श्रीरामजी तयोः विवाहः विवाहः जातः तदुत्तरं कै कैकैयि तेषां तासाम् एवं तेषामेव तासां माता आसीत् ताः किमुक्त्ववती किं रामस्य कृते वनवासः चतुर्विंश् चतुर्दश द वर्षेषु वनवासः यच्छन्तु तद् कारणात् ते रामः भर रामसीता इतोऽपि लक्ष्मणः तयोः वनवासस्य कृते वनं गतवन्तः तदर्थं निशादराजः आसीत् तेषां निकटे गत्वा नमस्कारं तेषां कृते दर्शनं दत्तवन्तः इतोपि कैकयि किं रावणस्य वधं कृतवन्तः तदुत्तरम् आगत्य पुनः राजपाठः इतोऽपि सम्यक् चालितवन्तः